पुरातनानि चलच्चित्रगीतानि मह्यं रोचन्ते यथा एकं गीतं वर्तते तु प्यार् का सागर् है एक बून्द् के प्यासे हम् एतस्य गीतस्य अहम् आध्यात्मिकम् अर्थं करोमि यत् भगवान् प्रेम्णः समुद्रः वर्तते अहं तस्य कणस्य कृते बिन्दोः कृते पिपासितः अस्मि एवं तत्र प्रासङ्गिकः अर्थः कश्चित् यदि अन्यः भवति तर्हि भवतु नाम एवं मन डोले रे तन् डोले रे इति गीतं यद् वर्तते तदपि मह्यं रोचते एवं शृङ्गारगीतेषु विरहगीतेषु पिया गए रङ्गून् इति गीतमपि मह्यं सम्यक् भाति बी ए पास् करके बी ए पास् करके इत्यपि यत् गीतं वर्तते किमधिकम् वक्तुं शक्यते पुरातनचलच्चित्रगीतानि मह्यं रोचन्ते